मम सङ्ग्रहणस्य गणनाम्ना आयोजनम् अहम् एकस्मिन् फ़ैल् मध्ये करोमि तत् कृत्वा कस्य वर्षस्य कस्य दिनाङ्कस्य इति लिखित्वा डैरी इव अहं स्थापयामि तथा स्थापयामः चेत् तत् कुत्रत्य वस्तु कदा आनीतं तस्य विशेषः किम् इति अहं सर्वं लिकित्वा स्थापयामि वस्तूनां सङ्ग्रहणम् एकः अभ्यासः एव तत् सङ्ग्रहणस्य अनन्तरं तस्य आयोजनं तस्य रक्षणं तदेव अस्माभिः सम्यक् करणीयं भवति अस्माभिः व्यवस्थिततया सङ्ग्रहणवस्तूनाम् आयोजनं कुर्मः चेत् तत् द्रष्टुमपि बहु सुन्दरं भवति तथा ये तत् पश्यन्ति तेषां कृते अपि कदा आनीतं कदा कृतं तस्य वस्तु वस्तोः इतिहासम् अपि ज्ञायते तैः आगामीजनाना जनाङ्गानां कृते तत् तस्य उपयोगः कथं भवति तस्य प्रयोजनं किं सर्वम् अस्माभिः ज्ञायते एवं सङ्ग्रहः सङ्ग्रहितस्य वस्तूनां गणनम् आयोजनं सम्यक् रीत्या कुर्मः चेत् सर्वेषां कृते अनुकूलं भवति ते अपि द्रष्टुं शक्नुवन्ति तथैव तस्य विषये ज्ञातुं ज्ञानं प्राप्तुं च ज्ञानं प्राप्तुं ते शक्नुवन्ति एवं एवम् आयोजनम् अस्माभिः ज्ञायते चेत् बहु सरलं भवति अन्वेषणं कर्तुम् अपि अस्माकं कृते सम्यक् भवति इति ज्ञायते